आधुनिककाले संस्कृतसाहित्यं बहु अनुवर्तते यतः सर्वे पश्यन्तु यत्र संस्कृतगतिः न आसीत् संस्कृत श्रवणेन एव दोषाय भवति इति ये वदन्ति तैरपि अधुना भागवं भगवद्गीतादि श्लोकान् वदन्ति एवम् अस्माभिः संस्कृतस्य साहित्यविषयम् एवं नाटकादि परिचयम् एवं श्लोकानामपि सर्वैरपि तेषां व्यापारस्थलेषु तत्र संस्कृत श्लोकानां निबन्धनं क्रियते तेन ज्ञायते संस्कृतस्य परिवर्तनं सर्वैरपि कथं भवति इति पुरा संस्कृतं कानिचन मतानाम् एव आसीत् इति सर्वेषां लौकिकानामपि संस्कृतं तासाम् अभिवृद्धिः अधुना अस्माभिः मोब मोबैल् क्षेत्रे एव वयम् पश्यामः एवं संस्कृतस्य तस्य गुणवत्तां यत् एवम् अस्ति सर्वानपि आलिङ्गति संस्कृतम् कुतः सम्यक् कृतं खलु संस्कृतम् अतः ये अन्यासु भाषासु अभिरुचिं जानन्ति ते केवलं किञ्चित् संस्कृताध्ययनेनैव संस्कृते आकर्षकाः भवन्ति नूनम्